संस्कृतशिक्षणं बालानां कृते आवश्यकम् एव संस्कृतार्थं संस्कृतं बाल्ये एव शिक्षणं दीयते चेत् उत्तरत्र तस्य अध्ययनं सुखकरं भवति यथा कान्वेण्टशिक्षणसंस्थासु बाल्य बाल्यतः एव आङ्ग्लभाषाशिक्षणं दीयते तथा इदानींतन विद्याभ्यास व्यवस् व्यवस्थायां धनार्जनमेव मुख्योद्देश्यः अस्ति आदर्शजीवनबोधकविद्यापद्धतिः न्यूनात् वर्तते अतः एव छात्रेषु पितृभक्तिः गुरुभक्तिः देशभक्तिः देवभक्तिः उपकारप्रज्ञादयः गुणाः लुप्तप्रायाः भवन्ति अतः संस्कृतभाषाशिक्षणम् अत्यन्तम् आवश्यकं संस्कारार्थं शिक्षणम्